भारतस्य आरोग्यव्यवस्था अन्यदेशानाम् अपेक्षा समीचीना वर्तते अत्र भारते आयुर्वेदः अस्माभिः अद् अध्ययनङ्क्रियते आयुर्वेदः विशिष्टा व्यवस्था वर्तते कत् कथं नाम तत्र ब्राह्मीमुहूर्ते उत्थानं तदा गोकिरणाः अस्माकम् उपरि पतन्ति तेन आरोग्यं सम्यक् भवति अपि च अनुष्ठानादिकम् अस्माभिः क्रियते तत्र आयुर्वेदे उक्तं वर्तते तैलस्नानम् अभ्यञ्जनस्नानम् इत्यादिकं कर्तव्यं तेन अस्माकम् आरोग्ये कापि समस्या नागच्छति यदि आगच्छति तर्हि तेन निवारिता भवति इत्येवम् अस्माकं भारतस्य आयुर्वेदः आयुर्वेदायाम् उक्त्तं वर्तते एवम् अस्माभिः आयुर्वेदः आयुर्वेदस्य अध्ययनङ्कृत्वा तत्र ये नियमाः उक्ताः ते यदि पाल्यन्ते तर्हि अस्माकम् आरोग्यं सम्यक् भवति अत्र भारतेषु चिकित्सालयाः समीचीनाः वर्तन्ते तत्र स्वच्छतादिकं सम्यक् क्रियते तत्र विशेषेण मया अवलोकितः नाम तत्र स किं सहायार्थं स्वच्छतार्थं केचन व्यवस्थापिताः वर् भवन्ति ते किं सम्यक्तया निष्ठया कार्यं कुर्वन्ति इत्येवं मया अवलोकितं तत्र किमपि परिष्करणीयम् इति न वर्तते भारतस्य आरोग्यव्यवस्था बहु समीचीना वर्तते